मम जीवने तु धार्मिकम् आचरणानाम् महत्त्वं वर्तते अतः प्रातःकाले यदा उत्तिष्ठामि तदा अवश्यं देवस्मरणं करोमि चित्रपटं देवस्य चित्रपटं पश्यामि तत आरभ्य मम दैवचिन्तनं भवति स्नानादिकं कुर्मः शीघ्रम् अहं हिन्दुः अस्मि अतः हिन्दोः केचन धर्माचरणं धर्माचरण अंशाः भवन्ति विशिष्य तत्र कुङ्कुमधारणम् सन्ध्या स्नानादिकं कृत्वा कुङ्कुमं धृत्वा विभूतिं धृत्वा ललाटे कृत्वा सन्ध्यावन्दनादिकं करोमि योगासनानि च करोमि तेन किम् अस्ति शारीरिकमानसिक शान्तता लभ्यते विशिष्य कन् कुङ्कुम धं क् करोमि तदानीं मानसिकः उल्लासः भवति यतः मम मनसि विद्यमानानि नकारात्मकचिन्तनानि सर्वाणि दूरानि दूरीकृतानि इति भावना अपि भवति एतद् कुङ्कुमं धृत्वा बहिर्गच्छामि तदा जनानाम् अपि नरदृष्टिः जन्तुदृष्टिः इत्यादिकं भौतदृष्टिः नकारात्मकदृष्टिः मम उपरि न पतति यदा एतद् कुङ्कुमधारणं विना यदा बहिर्गच्छामि तस्य प्रभावः कुङ्कुमधारणेन बहिर्गच्छामि तस्य प्रभावः भिन्नतया मया अनुभूता अपि च सन्ध्यावन्दनं सन्ध्यावन्दनम् अकृत्वा यदि बहिर्गच्छामि तर्हि तस्मिन् दिने मम मनसि काचित् कश्चनः लोपः अनुभूयते मया अतः सन्ध्यावन्दनं करोमि तर्हि देवीकृपा भवतु सूर्यो सूर्यकृपा भवतु सन्ध्यावन्दनस्य महत्त्वं मम नित्यजीवनस्य उपरि अस्ति एव देवपूजनम् देवपूजनार्थं यद् सन्ध्यावन्दनं कुङ्कुमधारणम् एतत्सर्वम् वयम् एकस्मिन् समये उपविश्य अर्धघण्टा चत्वारिंशत् निमेषात्मकं यावत् भवति कानिचन पारायणस्तोत्राणि भवन्ति केचन पारायणश्लोकाः सन्ति केचन मन्त्राः सन्ति नित्यम् स्मरणीयाः मन्त्राः तान् स्मरन् चत्वारिंशत् निमेषान् यावत् एतदर्थं यापयामि तेन मम मानसोल्लासः प्रशान्तचित्तं चित्तम् सत्य सत्यानुसन्धानम् इत्यादिकं धार्मिकगुणाः मनसि सर्वदा तिष्ठन्ति